प्राक्काले छायाचित्रं श्वेतकृष्णवर्णकम् आसीत् इदानीं तु तत् चित्रं बहुवर्णकं भवति तच्च स्पष्टतरम् अपि अस्ति चित्रग्राहकयन्त्रन्तु दीर्घं भवति प्रायः तस्य नयने संरक्षणे च असुविधा भवति अतः जनाः इदानीं दूरभाषाचित्रग्राहकम् एव सुविधाजनकं पश्यन्ति तस्मिन् अनेकानि मोड् अपि भवन्ति तेन चित्रं बहुसुन्दरं प्रतीयते